महिलाभ्याः महिलाभ्यः भारतशिक्षणे तथा कार्यक्षेत्रे समानावकाशः अस्ति समानावकाशः न अत्यधिक अवकाश एव अस्ति तत्र रिसर्वेषन् तथा महिलानां कृते कृते प्रति महिला सेक्टर् इति एव अस्ति तथा उद्योगक्षेत्रे कार्यक्षेत्रे वा भवतु विद्याक्षेत्रे वा भवतु शिक्षणक्षेत्रे वा भवतु अस्ति तता महिलानां समस्या दिने दिने उल्बणं नाम अधिकमेव अस्ति कामान्धकाः सन्ति तथा स्ट्रेस् इति भवति अहं उद्योगं प्रति यदि महिला गमिष्यति तदा गृहकार्याः तथैव भवति अतः बालकानां विषये गमनार्थं ना समयः समयः नास्ति एतद् एवमेव गच्छन्ति चेत् तदानीं मातृ पितृ इत्यादि सम्बन्धाः एव न न भवति बालाकानां क्रा कृते